मम प्रदेशे पारम्परिकशिक्षणं वर्तते उत्तमोत्तमाः संस्थाः अपि वर्तन्ते अन्यप्रदेशगमनं नापेक्षितं भवति जनाः अत्रत्यसंस्थाम् आधृत्य पारम्परिकशिक्षणं स्वीकुर्वन्ति पारम्परिकशिक् शिक्षणम् इत्युक्तौ संस्कारशिक्षणं पुनश्च भारतीयपरम्परायाः परिचयः तत्सर्वम् अत्र उत्तमसंस्थाः कुर्वन्ति उत्तमसंस्थासु मंगलूरु प्रदेशे छात्राणां कृते कदाचित् मंगलूरु प्रदेशे एव विद्यमाना शारदविद्यालयम् इत्यादिकं इत्यादि विद्यालयं यद्वर्तते तत् सर्वं छात्राणां कृते भगवद्गीता इत्यादि अस्माकं मूलग्रन्थानां विषये उपनिषदां विषये अध्ययनम् अध्यापनञ्च साधयन्ति